क्रीडाः सर्वेषां कृते बहु उपयोगी भवन्ति क्रीडा क्रीडया सर्वेषां मानसिकः आत्मिकः बौद्धिकः विकासः भवति यथा गुरुकुले वयं क्रीडारूपेण लाठी तलवार् भाला इत्यादिकम् कुर्मः स्म इदानीम् क्रीडा क्रीडायां कबड्डि क्रिकेट् अन्यत् हाकि ब्याड्मिन्टन् इत्यादिकं तत्र क्रीडन्ति जनाः क्रीडा पठनं पाठनेन सह क्रीडा अपि बहु उपयोगी अस्ति न केवलं पठनं पाठनम् अपि तु क्रीडानाम् अपि बहु आवश्यकता अस्ति क्रीडया मनःशान्तिः भवति बहु आनन्दं लभन्ते क्रीडया अतः क्रीडाः अपि मनुष्याणां जीवने बहु उपयोगी वर्तते